अहं संस्कृतध्यापकः अस्मि वास्तविकतया अहं संस्कृतं पाठयामि छात्राणां कृते छात्राणामहं पाठयामि अधिकतया अहम् नाटकसम्बन्द्धिः पाठानि अहम् स्थापयामि अधिकतया छात्राः मनोरञ्जनं प्राप्नुवन्ति ते आनन्दं प्राप्नुवन्ति मनोरञ्जका कार्थमहं यदा कदापि आं वस्तूनि स्वीकृत्य अहम् वस्तुप्रदर्शनं एतादृश कार्याणि कार्यक्रमाः प्रचलन्ति मम पाठनसमये अस्मिन् काले वयम् इतोपि छात्राणाम् अवगमनार्थं वयं डिजिटल् माध्यमेन वयं पाठयामः इतोपि अत्र पाठयितुम् तन्त्रज्ञानमपि वर्तते तेन बालकाः सम्यकवगन्तुं शक्नुवन्ति तत्र तन्त्रज्ञानम् उपयुज्य वयं बालकानां कृते आवेदनपत्रं संस्थाप्य तत्र बालकाः सरल समाधानानि लेखितुं वयम् तत्र अवकाशः दत्तः गूगुल् फ़ाम् आब्जेक्टिव् टैप्स् एतादृशाः प्रकल्पाः कार्यक्रमाः प्रतिदिनं प्रचलन्ति मम अध्यापने स पा यदा अहं पाठयामि तस्मिन् समये अहम् इतोपि बालकानां पाठयितुम् अहं व्याकरणं पठामि तन्त्रज्ञानमपि प्रतिदिनम् अध्ययनं करोमि